गृहे अहं भिन्नानि पेयानि निर्मासि जलं जलस्य प्रकृतिः एतावत् अस्ति जले किमपि रङ्गः तत्रैव मिश्रणं करोतु तावदेव तस्य रूपं दर्शयति एव अहं गृहे नारिकेलफलस्य नारिकेलफलस्य पेयं कृतवती अनन्तरं रसना अस्ति न वा रसना अपि जले स्वीकृत्य तस्य पेयं कृतवती अधुना रसना तथा च सोडा तत्रैव बिस्लेरि सोडा प्राप्यते एव तस्य किमपि स्ट्राङ्ग् बालकः बहिः स्वीकर स्वीकरोतु स्वीकरोति एव पेप्सि कोला तत् न स्वीकृत्य गृहे एव तस्य सौम्यरूपेण अहं पेयमपि करोमि एव अनन्तरं गृहे तक्रमस्ति तक्रस्य अपि बहवः पेयं कर्तुं शक्यते तदपि कुरं कृतवती अस्माकं गृहे ग्रीष्मकाले ये बहिश्चराः आग आगमिष्यन्ति बान्धवाः आगमिष्यन्त्येव स्वग् गृहस्य केचन जनाः अस्यां ग्रीष्मकाले आम्रफलस्य सेवनं बहु बव् भविष्यति तदा तस्य पन्ह अत्रैव क्रियते एव ऋत्वनुसारेण तस्य स्वीकरणीयमेव ऋत्वनुसारेण तस्य सेवनमपि आव आयोः आवश्यकम् एव उपयो उपयुक्तम् एव च एतावत् पेयानि अहं गृहे निर्मितं निर्मितानि